संस्कृतभाषायाः परिरक्षणे प्रवर्धने च किं करणीयम् इति पृच्छति चेत् तत् कृते आदौ संस्कृतेन सम्भाषणम् इति एकः कार्यक्रमः महत्त्वभूतः यः कार्यक्रमः संस्कृतभारतीतः सर्वत्र आयोजितः भवति सः एव महत्त्वभूतः यदि भाषावगमनम् एव न यदि भाषणं संस्कृतेन न तर्हि भाषायाः रक्षणं कथं तर्हि सम्भाषणम् इति एकः उपक्रमः अत्तीवमहत्त्वभूतः एतदस्ति एकम् अनन्तरं यत्र कुत्रापि संस्कृतजनाः इत्युक्ते संस्कृतभाषा ज्ञानिनः सन्ति संस्कृतज्ञाः सन्ति तत्र तेषाम् आचरणम् अतीवमहत्त्वभूतम् अस्माकं संस्कृतिः तेषां व्यक्तिमत्वतः समाजाय तेषां व्यक्तिमत्वतः लोकैः द्रष्टव्या लोकैः जनैः अवगन्तव्यम् एषः उत्तमः जनः तर्हि अस्माकं संस्कृतजनानाम् आचरणं समाजस्य कृते सं संस्कृतरक्षणाय महत्त्वभूतं यदि वयमेव सम्यक् नाचरामः यदि अतिचरामः तर्हि जनाः संस्कृतं प्रति कथम् आकर्षिताः भवेयुः इत्युक्ते संस्कृतभाषा रक्षणाय एतत् सर्वम् आवश्यकम्